मम नाम विक्रमविश्वासः अहं संस्कृतच्छात्रः अस्मि सम्प्रति संस्कृतकार्यं करोमि समाजस्य जनान् संस्कृतं पाठयामि मम मूलगृहं पश्चिमबङ्गराज्यस्य अलिपुर्द्वार् इति जनपदे सम्प्रति अहं त्रिपुरायां निवसामि